मम प्रदेशे महिलाः शिक्षणं उद्योगः तद्विषये सर्वं सहकारं प्राप्नुवन्ति एव तत्र कथं तेभ्यः अथवा ता ताभ्यः सं सहकारः प्राप्यते इति चेत् शिक्षणं पश्यामश्चेत् तत्र पार्श्वे शालाः सन्ति तत्र शालासु गत्वा ताभिः अध्ययनं क्रियते एवमेव उद्योगस्य विषये वक्तव्यं चेत् उद्योगेषु तावत् यानि कार्याणि महिलाभिः कर्तुं शक्यानि तादृशाणि कार्याणि बहूनि सन्ति अस्माकं प्रदेशेषु तत्रापि तासां कृते सहकारः अवश्यं प्राप्यते एव एवमेव सामाजिकस्थानविषये द्रष्टव्यं चेत् सामाजिकस्थानानि अपि सन्ति तत्रापि महिला महिलाः गत्वा कार्यादिकं सर्वं कुर्वन्ति इति कारणेन तासां सहकारः अवश्यं तत्र प्राप्यते एव एवम् एतादृशविषये सर्वेष्वपि विषयेषु ताः अवश्यं सह सहकारं प्रप्नुवन्ति एव